चित्रकला छायाचित्रकला पाककला वस्त्राणां प्रदर्शिन्यां अहं भागम् अगृह्णः विविधप्रान्ततः जनाः अत्र आगच्छन्ति स्वप्रान्ततः याः याः कलाः सन्ति तासां कलाणां वैशिष्ट्यम् अत्र जनाः आगत्य प्रदर्शयन्ति एतस्यां प्रदर्शण्यां पाककला मह्यं बहु रोचते पाककलायां विविधाः प्रान्ततः जनाः आगच्छन्ति विविधाः पदार्थान् निर्मीयन्ति तदनन्तरं सर्वे जनाः स्व स्व रुच्यनुसारं पदार्थान् स्वीकुरु स्वीकुर्वन्ति तर्हि अत्र पाककला इति मम प्रियः विषयः अस्ति महाराष्ट्रराज्यस्य पूर्णरोटिका अत्र बहु प्रसिद्धा अस्ति सर्वे जनाः पूर्णरोटिकां खादन्ति अन्ये बहवः पदार्थाः सन्ति यत् महिलाः प्रतिदिनं गृहे पाककला कुर्वन्ति एव विविधाः शाकानां निर्माणमपि कुर्वन्ति